साम्प्रदायिकशिक्षणस्य भिन्नस्रोतांसि सन्ति शास्त्रं साहित्यं वेदः व्याकरणं इति इत्यादयः तत्र प्रामुख्येन साहित्यम् इत्येव विषय् इति इत्यस्मिन् विषये अधिकं वयं द्रष्टुं शक्नुमः यत् विद्यार्थिनः अधिकं पठितुम् इच्छन्ति कारणं नाटकम् इत्यादिकं तैः अधिकं रोचते तेभ्यः अधिकं रोचते अनन्तरं शास्त्रविषये वा व्याकरणं विषये वा अदिकं पाठयितुं वयं शक्नुमः किन्तु अधिकतया सर्वे पठितुं न शक्नुवन्ति कारणं व्याकरणं कठिनम् अस्ति इत्येव इति तेषां मतं भवति तर्हि व्याकरणविषये शास्त्रविषये वेदविषये वा अधिकं जागरूकतया तत्र पाठनस्य आवश्यकता अस्ति तेन अधिकविकासः भवितुं शक्यते